हरिः ओम् नमस्ते हरिः ओम् मम् अहं मञ्जु

आम् अहम् आगतवती भवतु अहं कृतवती सम्यक् कृतवती सम्यक् अस्ति भगिनी अस्ति अहं सम्यक् सम्यक् कृतवती अहं अहं सम्यक् स्वच्छता करोति कृतवती कृतं

आं सम्यक्

न न भगिनी अहं सम्यगेव कृतवती अहं अहं मार्जनानन्तरं अन्ये कोपि तत्र मालिन्यं स्थापयत् मम अहं न दृष्टवती बालकाः क्रीडा क्रीडाम् आम्

अस्तु आम् अस्तु भगिनि

भगिनी इदं इतःपरम् अहं सम्यक् करिष्यामि धन्यवादः धन्यवादः आगच्छामि समयः समयः धन्यवादः